एषु दिनेषु मया अत्यन्तं इष्टम् इति विचिन्त्य एकं इयर् फ़ोन् यन्त्रं क्रीतमासीत् किन्तु तस्य क्रयणानन्तरं मया इदं अनुभूतं यदा एकस्मिन् कर्णे स्थाप्यते वामकर्णे तस्य ध्वनिः सम्यक श्रूयते किन्तु दक्षिणकर्णे ध्वनिरेव न श्रूयते अतः अहं महत्या इच्छया एतत् इयर फ़ोन् यन्त्रं क्रीतवान् अहं अत्यन्तं दुःखितः अस्मि कीदृशं एतद् यन्त्रं तैः प्रेषितं अतः एतत् कदापि अहं अन्यस् अन्यान् उद्दिश्य इदं न स्वीकुर्वन्तु इत्येव अहं सूचयितुं इच्छामि तत्र जालपुटेऽपि अहं एतद्विषये नेगेटिव् रिव्यू रूपेण बहूनि वाक्यानि अवश्यं लेखिष्यामि